आरोग्यसेवा प्रधानस्य सर्वकारीयाः योजानाः इति उच्यते उच्यते चेत् करोना समये व्याक्सिनेशन् कोवेक्सिन् सर् सर्वकारीयाः योजानाः चलन् सन्ति इति सर्वे अपि जानन्ति तत् मया अपि स्विकृतं परिवारेण सर्वे परिवारे सर्वे जनाः स्वीकुर्वन्ति तदेव तत् अनन्तरं अन्य चैल्ड्हुड् मध्ये सर्वे व्याक्सिनेशन् अपि तदपि अन्य एकम् तथैव